नमस्ते पुस्तक ग्रन्थालयं वा आम् अहं बालविघ्नेशः इति मम आवश्यकता अस्ति भगवद्गीतायाः ग्रन्थः आ एवं अत्र भाष्यसहितं भवति एवं वा मम स्थूलाक्षरैः भवति वा अथवा न्यूनाक्षरैः भवति वा एवं वा तर्हि अहमागत्य क्रीणामि अत्र तद् अतिरिच्य के के ग्रन्थाः सन्ति भवत्याः ग्रन्थालये एवम् एवम् अहं तावता अधिकं मास्तु न्यूनतया रघुवंशं कुमारसम्भवम् इत्येवम् अस्ति वा यतो हि मन्निकटे दशछात्राः पठन्ति तान् प्रति इदानीम् अहं पाठयन्नस्मि तेषां तु रघुवंशविषये एवं मालिकाग्निमित्रम् कुमारसम्भवम् इत्येवं नाटक नाटके तावत् भासनाटकं इत्यादिकं उपलभ्यते वा मम तु प्रायः दश पुस्तकाणि

एवं तत्रापि मल्लिनाथस्य व्याख्यासहितं भवति वा रघुवंशस्य एवं कुमारसम्भवस्य च अस्ति तर्हि भग्वद्गीतायां तावत् पुस्तकचतुष्टयम् आवश्यकम् ततः तत्र रघुवंशे एवं कुमारसम्भवे तावत् दशपुस्तकाणि हां तत् किञ्चित् स्थापयन्तु अहं आगत्य क्रीणिष्यामि एवं वा प्रायः अहम् इदाणीम् यु एस् ए मध्ये अस्मि आगामीमासात् दशमतारिकायां आगच्छामि आम् आ आगत्य क्रीणामि अनन्तरं स्थानं कुत्र अस्ति एवं वा अस्माकं स्थानमपि मैलापुर् एव आम् आम् सुष्टुः जानामि एवं वा तर्हि अत्र प्रसिद्धः किञ्चित् सरवना भवन् इति भवति भव भवति खलु तस्य पार्श्वे वा

आम् नूनं आयामि नूनं आयामि सर्वमपि सज्जीकुर्वन्तु अहम् आगत्य नूनं क्रीणिष्यामि तदनन्तरं कियत् भवन्ति पुस्तकाणि एवम् एवं तदनन्तरम् आम् आम् स्वीकरिष्यामि

एवं एवं ततः अत्र विशेषतया न्यायशास्त्रे केचन ग्रन्थाः सन्ति मीमां मीमांससहितमपि भवति तादृशम् उपलभ्यते वा दिनकरादिकं दिनकरं दिनकरादिकम् एवम्

एवं वा तर्हि नूनं विद्या विद्याधरी मह्यं रोचते बहुवारम् अधीतवान् तत्तु मह्यं रोचते आं नूनमागत्य स्वीकरोमि धन्यवादः